शास्त्रादीनं चिकीर्षुभिः कथं कर्तुं शक्यते पूर्वं किं किं का का सज्जता करणीया इति वदामि आदौ संस्कृतविषये सम्यक् ज्ञानम् अपेक्षितम् इत्युक्ते संस्कृतव्याकरणे संस्कृतस्य स्पष्टोच्छारणे संस्कृतस्य सामान्यव्याकरणपरिचयः सर्वम् अपेक्षिता अपेक्षितम् अस्ति शास्त्राध्ययनाय अनन्तरम् एकं शास्त्रं स्वीकुर्मः चेत् यः संस्कृते अतीव प्रागल्प्यं प्रागल्प्यं प्रकटयति संस्कृतभाषां सम्यक् जानाति सः शास्त्राध्ययनं कर्तुमर्हति एकं शास्त्रं स्वीकुर्मः चेत् न्यायशास्त्रं स्वीकुर्मश्चेत् किं न्यायशास्त्रस्य आर प्राथमिकग्रन्थः ग्रन्थानां परिचयः आवश्यकः आवश्यकः प्राथमिकग्रन्थः इत्युक्ते तरः तर्कसंग्रहः इति ग्रन्थः अस्ति प्रां तत् प्रामाणिकग्रन्थः अस्ति तस्य संयक् पठनान्तरमेव न्यायशास्त्रस्य अन्तःप्रवेष्टुं शक्यते अतः एवं रीत्या यः शास्त्राध्ययनं कर्तुं इच्छा प्रकटयति सः सज्जता करणीया